सद्यः काले दूरवण्याः उपयोगः भवति वा दुरुपयोगः भवति इति चर्चा विषयः कारणं दूरवाण्याः उपयोगः तु भवति एव यथा वयं काण्टेक्ट् कर्तुं शक्नुमः कम् अपि तथापि फ़ो दूरवाण्याम् एव तत्र इण्टर्नेट् द्वारा किमपि कार्यं साधयितुं शक्नुमः तथा दूरवाण्याः उपयोगं कृत्वा वयम् अस्माकं किमपि कार्यं साधयितुं शक्नुमः किन्तु तस्य दुरुपयोगः अपि भवति एव यथा किमपि फ़्रोड् अपि तत्र भवितुं शक्यते वयं बेङ्क् कृते यत्किमपि ट्रान्ज़ाक्षन् कुर्मः तत्रापि दूरवाण्याः उपयोगं कृत्वा तस्य दुरुपयोगाः

बालानां बालानां मध्ये अधुना वयं द्रष्टुं शक्नुमः दूरवाण्याः उपयोगः तावत् तावद् न भवति यावद् दुरुपयोगः भवति नाम ते अधिककालपर्यन्तं तत्र तस्य उपयोगं कृत्वा तस्य एडिक्ट् एडिक् एडिक्षन् तेषां प्रति भवति एव नाम यदि तेषां समीपे दूरवाणी न भवति तर्हि बालाः स्वस्थतया उपवेष्टुं न शक्नुवन्ति तेषां कृते दूरवाणी उत आवश्यकम् एव भवति एव तथापि दूरवाणी दूरवाण्याः उपयोगः पठनार्थम् अधिकतया भवितुं शक्नोति किन्तु सद्यः काले तस्य उपयोगः पठनस्य अपेक्षया तस्य दुरुपयोगः एव अधिकतया भवितुं दृश्यते